कुटुम्बस्य विषये मित्राणां विषये किं वक्तव्यम् इत्युक्ते आदौ कुटुम्बस्य विषये मम कुटुम्बे पितरौ तथा अनुजा अहम् आहत्य चत्वारि जनानि वर्तन्ते किन्तु मम बृहत् कुटुम्बम् एकं वर्तते मम परिवारः तत्र आहत्य शतजनानां परिवारः भवति ये जनाः वर्तन्ते मम कुटुम्बे ते अधिकारिणः तथा तान्त्रिकनिपुणाः तथा व्यापारस्थाः तथा पुरोहिताः पुनः तथा च आपणकाराः सर्वेपि मम ग् कुटुम्बे सन्ति ते उदरनिमित्तार्थम् उद्योगार्थं नगरे वसन्ति मम कुटुम्बः सुन्दरं विद्यते पुनः मम मित्राणां प्रति वक्तव्यं चेत् मम मि मित्राणां विषये ते बहु सुन्दराः ते ते मां प्रति सर्वदापि साहाय्यं कुर्वन्ति सर्वत्र विषयेषु मां प्रति साहाय्यं अन् अनवरतरीत्या ते करोति